त्रिनवतितमस्य वर्षस्य मे मासस्य अष्टादशः दिनाङ्कः पञ्चनवतितमस्य वर्षस्य अक्टोबर् मासस्य अष्टमः दिनाङ्कः एकनवतितमस्य वर्षस्य अगस्तमासस्य द्वितीयः दिनाङ्कः अनन्तरम् द्वाविंशतितमस्य वर्षस्य द्विसहस्रद्वाविंशतिः इति एतस्य वर्षस्य फेब्रुवरि मासस्य द्वितीयः दिनाङ्कः अनन्तरम् सप्तनवतितमस्य वर्षस्य जून् मासस्य एकादशः दिनाङ्कः इति